अहम् इन्स्पेक्टर् अस्मि खलु आ अहं ज्ञातवान् भवन्तः सम्यक्तया कार्यानं कार्चालनं कार् न चालयति इति मया श्रुतम्

न न सर्वदा इत्युक्ते एवम् एकवारमपि न भवेत् यदि एवमेव करिष्यति चेद्भवन्तः श् ब् अहम् अहं तत्र गत्वा अवश्यमेव किं करोमि इत्युक्ते चित्कटिका इत्युक्ते अहं करिष्यामि यदि हा ये पुनः करिष्यति चेद् अहम् अवश्यमेव् फैन् फैन् करोमि भवन्तः जानन्ति वा फैन् कथम् आ

ए एवम् एवं कुत्र भव् एवं भवन्तः कुत्र श्रुतं सम्यक्तया नास्ति नियमः नियमः तु सम्यक् नियमः सम्यक् एव त केचन् जनाः सन्ति तेवमेव करन्तु परन्तु सम्यक् एव अस्ति ओहो एवं वा अस्तु परन्तु इतः परम् एवं कदापि न करणीयं खलु यदि अग्रे अहं द्रष्टव्यम् अथवा केनापि मया शृ मया केनापि सह मया ज्ञायते यत् तर्हि अहम् अवश्यमेव भवन्तः भवन्तः फैन् एव करिष्यामि खलु निय् नि नियमः तु भवन्तः जानन्ति वा किं किं किं किं पालनीयं किं किं न पालनीयम् एतत्सर्वम् य् देय् यथा भवन्तः अन् अन्रूट्मध्ये गमिष्यति भवन्तः यथा इतः शृङ्गेरितः बेङ्ळूर् गमिष्यति खलु कार्यानेन तर्हि भवन्तः सङ्केतं जानन्ति वा कथं कुत्र गच्छामि कुत्र ग न गच्छामि लोकेशन् अपि दृष्ट्वा गच्छति खलु परन्तु यदि हा सङ्केतमाद् यथा अग्रे अग्रे किमस्ति किमं तु नगराणि सन्ति नगरं नगरमध्ये चालनं कथं कर्तव्यं कथं न कर्तव्यम् एवं सर्वं विषये अस्तु इदानीं सम्यक् ज्ञातवान् खलु अस्तु अस्तु